आं नमस्ते अहं अरुणः इदानीम् ओला केब् मध्ये अहं प्रयाणं कृतवान् एवं पुरश्शवाकं तः दिल्लिवाकपर्यन्तं अत्र यः चालकः गतवान् इदानिं

एषः मुखकवचं किमपि न धृतवानासीत् सर्वदा एतद् कासः सर्वं कुर्वन्नासीत् अनन्तरं यानम् अपि तावत् उत्तमरीत्या न स्थापितवान् बहु मलिनं दुर्गन्धः एसि अपि तावत् सम्यक् न आसीतेव अहं सर्वदा ओला केब् मघ्ये आगच्छामि इति कारणेन वदामि एतद् पुनः एतादृशं सर्वं न भवेत् इति अहं चिन्तयामि अग्रे एतादृशं सर्वं न भवतु इति मम अभिप्रायः धन्यवादः